मम पाकपद्धतेः विशिष्टं खाद्यं वर्तते चित्रान्नम् तत्रादौ शाकानां कर्तनं कृत्वा पुनः महानसे पात्रं संस्थाप्य तदनन्तरं तैलं स्थापयेत् तैलं यथा उष्णं जायते तदानीं शाकानि स्थापनीयानि तद्यथा पक्वः जायते तदा चित्रान्नमसाला मरीचिकाचूर्णं हरिद्राचूर्णं दधि इत्यादिकं स्थापयेत् पुनः किञ्चित् लवणं जलं च संस्थापयत् क्वथिते मिश्रिते अन्नं स्थापयित्वा पाकं करणीयम् विंशति निमेषानन्तरम् चित्रान्नम् पक्वं जायते